गायनकाले भावना इति महान् तत्र भावना भावनया गीयते चेदेव तत्र गीतं गानं वा रोचते तत्र गायनपद्धतिः गायनपद्ध्यत् पद्धत्या न केवलं मानवाः एव अपि तु ये निर् ये पशुः पशवः भवन्ति ये पक्षिणः भवन्ति ते अपि द्रवीभूताः भवन्ति गायनपद्धतिः बहुधा भवति यथा गानं कस्मिन् समये भवति सर्वेषामपि एकस्मिन्नेव समये न भवति अपि तु तेषां समयः अपि निर्धारितः भवति यथा भैरव भैरविरागः वर्तते भैरवी वर्तते यमकम् इति वर्तते तत्र यमकम् इति मध्याह्ने द्वादशवादने भैरवः इति रागवः रागः वर्तते प्रातः काले त्रिवादने गायनीयं भवति इत्युक्ते तत्र प्रातः काले कथं ये शान्तः ब्रह्ममुहूर्तवेलः वेला भवति तदा

अस्माकं मनः अपि बहु शान्तः शान्तं भवति अतः तदा अतः तेषां समयः अपि निर्धारितः कि कस्मिन् समये किं गानं तत्र कः रागः कस्मिन् स समये भवेत् इति तत्र तेषां गायनपद्धत्या तस्मिन् समये समये गीयते चेदेव रोचते सं गाय् गीतमित्युक्ते भावनया गीयते चेदेव रोचते इति वक्तुं शक्यते गा गानेन न केवलं मनुष्याः एव अपि तु ये ये ये वक्तुं नश् न प्रभवन्ति ते पशुपक्षिणः पक्षिणः सर्वेपि तत्र आह्लादीभूताः भवन्ति इति वक्तुं शक्यते